पूर्वं संस्कृतम् इति शृणोति चेद् बहु कठिनम् इति अहं चिन्तितवती किन्तु पठनं पड संस्कृतपठनस्य आरम्भं गा आरम्भार्थम् अहम् अवगतवती संस्कृतं कठिनं नास्ति संस्कृतं सरलमस्ति संस्कृतपठनं बहु सम्यक् रसकरमपि अस्ति संस्कृतपठनं पाठनं द्वौ अपि रसकरमस्ति इदानीं मम या व वयः मम वयः षष्ठिपर्यन्तं षष्ठिः समीपे अस्ति इदानीमपि संस्कृतं पठामि आम् अहं संस्कृतं पठामि डिस्ट्रेज्युकेशन्मध्ये संस्कृतं पठामि केचन छात्राणां संस्कृतम् अपि पाठयामि तस्य तद् पा पाठयितुं का कोपि समस्या कापि समस्या नास्ति किञ्चिद् गृहपाठं करणीयं किञ्चित् लेखनीयम् इति करोति चेदेव संस्कृतपठनं सरलं भवति इति मम अनुभवमस्ति मम अनुभवेन अहं यद् एतत् वद् वदामि सर्वे शक्नोति चेत् सर्वे शक्नोति चेत् संस्कृतं पठतु संस्कृतेन सम्भाषणं करोतु इति अहं वदामि मम प्रार्थना अस्ति